वस्तुतः भारतस्य सर्वासु भाषासु संस्कृतस्य प्रभावः दृश्यते शब्दानां दृष्टिः वा भवतु तत्र व्याकरणं वा व्याकरणं वा भवतु सर्वत्र सर्वधा सम्स्कृतस्य प्रभावः निश्चयेन दृश्यते न केवलं हिन्दी भाषायाः उपरि परं सर्वासु भाषासु दृश्यते इयं यदस्ति उदाहरणार्थं वदामि हिन्दी भाषायां तु बहवः शब्दाः सन्ति ये संस्कृतात् गृहीतः संस्कृतभाषया भाषायाः स्वीकृताः सशब्दाः भवन्ति एवं च तेलुगु भाषायां मम मातृभाषा तेलुगु विद्यते तेलुगु भाषायाः विषये वदामः चेत् तत्र संस्कृतस्य व्याकरणे संस्कृत सन्धयः सन्ति सवर्नदीर्घ सन्दिः वा भवतु गुणसन्धिः वा भवतु वृद्धिसन्धिः अयादिसन्धिः इत्यादयः सर्वे अपि तेलुगु भाषायाम् उपयुज्यन्ते तत्र तेलुगु भाषायां तेषां साक्षात् ग्रहणं भवति प्रकृत तेलुगु मध्ये संस्कृतभाषायाः बहवः पदानि बहूनि पदानि सन्ति एषां प्रयोगः कवीनां रचनानां मध्ये वयं द्रष्टुं शक्नुमः दृष्टि गोचराः भवन्ति अतः न केवलं शब्द व्याकरण व्याकरणयोः प्रयोगः अपि तु वाक्यरचना शैली वा भवतु तत्र यदा वयं वदामः तत्र भाषायाः शैली वा भवतु सर्वत्र संस्कृतस्य प्रभावः निश्चयेन दृशयतेव